मम कौशलं पाकम् अस्ति अहं मम परिवारस्य कृते सम्यक् भोजनं करोमि दक्षिणभारतीय उत्तरभारतीय चीनि च किञ्चित् किञ्चित् पाकं करोमि भोजनं शीघ्रं कर्तुम् एव अपि एका कला अस्ति इति मन्ये यद्यद् कार्यं करोमि तत् तत् कार्यं शीघ्रतया सुन्दरतया समापयामि स्वच्छतायाः परिपालनम् अपि करोमि अनन्तरं कृषिकार्यम् अपि अहं करोमि